अत्र अस्माकं क्रीडाङ्गणमस्ति तत्र स्थानीयक्रिडास्पर्धाः भवन्ति स्थानीयक्रिडकाणां कृते क्रिडाप्रतियोगिताणाम् आयोजनं कर्तुं शक्नोति अत्र प्रमुखः क्रिडाङ्गणाः मैदाणः च सन्ति अस्मिन् क्रिडाङ्गणे बहवः स्पर्धाः भवन्ति तस्मिन् स्पर्धायां ये जनाः तत्र भागं स्वीकुर्वन्ति तेषां कृते भोजनं तथा जलस्य व्यवस्थाः कुर्वन्ति ये जनाः भागं स्वीकृतवन्तः तेषां कृते निवासार्थं स्थानम् अपि दातव्यं प्रतिदिनं तेषां प्रातः सार्ध दशवादनतः सार्ध एकवादनपर्यन्तं क्रीडा चलति तेषां स्पर्धा प्रचलति अनन्तरं मध्ये तेषां कृते भोजनं कालः दीयते भोजनस्य अनन्तरं पुनः स्पर्धा आरभ्यते तत्र सार्धपञ्चवादनतः पर्यन्तं चलति अनन्तरं ये जनाः तत्र प्रथमः आगतवान् तेषाम् अन्तिमं भवन्ति तस्मात् अपि येषां प्रथमः क्रमाङ्काः प्राप्नुवन्ति तेषां कृते प्रमाणपत्रं तथा रूप्यकाणि दीयन्ते एवं प्रकारेण तत्र सुविधाः भवन्ति